अहं दूरवाण्यां भोजनम् अपेक्षितम् इति निर्धारितवान् आसं किन्तु तत्र कश्चन दोषः जातः अस्ति अहं यत्र न अस्मि इदानीं तत् प्रदेशं मा आगच्छतु किन्तु तु किन्तु इदानीं यत् अहं प्रेषयामि मम वासस्य एकं लिङ्क् ततः तत्प्रदेशम् एव आगच्छन्तु अहं मम दोषवशात् अहम् अत्र अस्मि इति मम दूरवाण्याः दूरवाण्याः लिङ्क् प्रेषितवान् आसम् इदानीं तत् परिवर्तितमस्ति अतः कृत्वा अहं यत्र अस्मि इदानीं तत् प्रति आगच्छन्तु अहं तत्र एतादृशं पायसम् अन्नम् अनन्तरं तेन सह व्यञ्जनम् अपि च अवलेहः पर्पटम् इत्यादिकं मया अपेक्षितम् इति निर्धारितमासीत् इदं सर्वम् अपि मया यत्र इदानीम् उक्तमं त तत्प्रदेशम् आगत्य माम् अर्पयन्तु कृपया मां मम उक्तं प्राक् तद् निष्कासयन्तु इदानीम् अहं यत्र अस्मि तत् प्रदेशम् आगत्य तद् सर्वं मया निर्धारितं आहारं मां प्रयच्छन्तु अतः इदानीम् अहं यत्र अस्मि तत् प्रदेशमेव आगच्छन्तु तत्र मा गच्छन्तु यतो हि तत्र यदि गच्छन्ति भवन्तः तर्हि अहं न न लभ्ये न लभ्ये अतः कृत्वा अहं यत्र अस्मि इदानीं तत्रैव आगत्य मां तत् आहारं प्रयच्छन्तु धनं स्वीकृत्य गच्छन्तु